विद्यालयात् परं सायं शिक्षणस्य विशेषः वर्गः मम दृष्ट्या असम्यक् भवति अहं सुमुखः नास्मि सायं सामये बालानां कृते छात्राणां कृते क्रीडार्थं विनोदार्थं भवेत् परन्तु तदापि बालाः यदि पठन्तः भवन्ति तेषाम् आरोग्यवर्धनं न भवति मनोल्लासम् अपि न भवति परन्तु यत्र यत्र मन्दमतयः भवन्ति तेषां कृते मध्ये मध्ये विशेषाः वर्गाः भवन्ति चेत् सम्यक् एव परन्तु अधिकाधिकं समयं प विद्यालयेषु एव शिक्षणं भवेत्